हरिः ओम् हरिः ओम् यद् श्रीकृष्ण होटेल्मध्ये सङ्क् दु दूरवाणीसङ्ख्या अस्ति खलु अहं तारा मम नाम तारा अहं ह्यः एकं मील्स् ओडर् करोति किन्तु यत् भ भोजने बहु दोषः अस्ति श्रुणोति वा अहं विंशतिशतं रूप्यकं तत्र गतं तत्र ददातु मम उप् मम कृते आगच्छति चेत् तत् भोजनं खादति समये मम उदरम् उदरवेदना अस्ति आगच्छति अस्माकं कृते एतत् एकं कार्यं पृच्छति चेद् त्वं तद् री पुनः पेमेण्ट् करोतु नास्ति चेत् अहं कम्प्लेण्ट् करोमि निश्चयेन अहं कम्प्लेण्ट् करोमि आम् अहम् यत् अस्तु त्वं होटेल्मध्ये क्वथितं बहु वृत्तिशून्यास्ति अहं न इच्छामि तत् एतत् कृते अहं वैद्यं मध्ये गच्छति चेत् फ़ुड् पोय्सन् अस्ति इति पृच्छति चेत् अहं निश्चयेन कम्प्लेण्ट् कृ करोमि इति दृढमेव करोमि किन्तु त्वं यदि अपेक्षया अपेक्षया एव अहम् एतत् स्वीकरोति

रीफ़ण्ड् एव नास्ति त्वं तत्र पाचककार्ये एव पुनः आगच्छति चेद् वदतु एतत् क्वथितम् क्वथिते दोषः एतत् सर्वं बहु वृत्तिशून्यमेव करोति न तत्र एतत् करोतु वृत्तिर्न एव एतत् सर्वं पाचकं करोतु इति वदतु अन्यत् चेत् युष्माकं कृते कोपि न आगच्छति तस् युष्माकं होटेल्मध्ये हा ओके आं तव नाम किम् तव नाम किं शृणोति वा रेमणः वा आं तव ग्रामः कुत्र पावर्टिदेशे वा आम् किन्तु युवा होटेल् कद् कथम् अत्र त्रिशूर्मध्ये अस्ति ग्रामप्रदेशे नास्ति खलु त्रिशूर्मध्ये एव युवाम् होटल् तत् कथम् आं वा तत्र कुत्क वर्षाणाम् एतत् य होटेल् उद्घाटनं करिष्यति आं धन्यवादः